नमो नमः मम नाम कैवल्यदेवळे भवान् कुत्र अस्ति अहम् एकः मम एर्पोर्ट् गत्वा मम एकः अस्ति तर्हि भवान् कुत्र अस्ति एकः एकहोरात् होरायाम् अहम् अत्र उपविशामि तर्हि भवान् इदं अधुनापि भवान् न आगतवान् तर्हि कदा आगम आगमिष्यति भवान् तर्हि शीघ्रम् आगच्छतु अहं विलम्बेन अत्र विलम्बः अहं अहं करोमि अत्र